इदानीं सर्वेषां बहूनि कार्याणि भवन्ति प्रतिदिनं तदानीं मनसः भारः अपि भवति एवं च देहभारः अपि भवति नाम मम स्वास्थ्यं सम्यक् नास्ति अहं किमपि कर्तुं न शक्नोमि शक्नोमि इत्यादिकं ते वदन्ति एव एतत् सर्वं किमर्थम् इति चेत् इदानीं वातावरणमेव तथैव अस्ति अस्माकं बलं कार्यं कर्तुं या शक्तिः अस्ति सा एव न्यूना जाता अस्ति अतः किञ्चिदेव कार्यं कुर्मः चेत् इतः परम् अहं किमपि कर्तुं न शक्नोमि अहं श्रान्ता अस्मि इति वदन्ति तर्हि एतद् विषये किं कर्तव्यं इति चेत् गृहे एव केचन उपायाः सन्ति तान् कृत्वा अस्माकं स्वास्थ्यं सुकरं कर्तुं शक्यते यथा प्रातःकाले उत्थाय व्यायामः कर्तव्यः व्यायामेन किं भवति शरीरस्य सौ यत् सौष्ठवमस्ति तद् उत्तमरूपेण वर्धते नाम शरीरे अन्तर्भागे अपि पीडाः भवन्ति एवं च हस्तवेदना पादवेदना इत्यादिकं वेदनाः भवन्ति चेदपि व्यायामेन तेषां तासां दूरीकरणं भवति पुनश्च मनसः मनसः यत् स्वास्थ्यमस्ति तदपि इदानीन्तनकाले न्यूनं जायमानं दृश्यते तद् विषये अपि चिन्तनीयं भवति तर्हि मनः शान्तं भवेत् अतः योगाभ्यासः कर्तव्यः योगाभ्यासेन मनसः श् शान्तता वर्धते मनः एकस्मिन्नेव विषये तत् कान्सन्ट्रेट् कर्तुम् इतोपि तस्य बलम् अधिकं भवति अतः योगाभ्यासः अपि मनसः स्वास्थ्यार्थमवश्यं कर्तव्यः मनोरञ्जनार्थमपि केचन उपायाः सन्ति य् अतः यथा किमपि कार्यं कृतं तेन उत्साहः न्यूनः जातः चेत् किञ्चित् कालार्थं मनोरञ्जनं कर्तव्यम् इदानीं तु मनोरञ्जनार्थं दूरध्वनिः भ्रमणध्वनिः अथवा टि वि इत्यादिकं सर्वमस्ति तत्तु अस्ति एव किन्तु तदपेक्षया वाचनमपि कर्तुं शक्यते यथा कस्मिन् चित् विषये रुचिः अस्ति तद् विषयकं पुस्तकं स्वीकृत्य तत् पठामः चेत् वा ज्ञानमपि भवति एवं च मनोरञ्जनमपि भवति अतः तादृशाः प्रकाराः अपि तत्र उपायः उपायरूपेण स्वीकृत्य कर्तुं शक्यते गृहे बालाः सन्ति तैस्सह किञ्चित् क्रीडितुं शक्यते क्रीडां क्रीडामः चेत् शरीरस्य स्वास्थ्यमपि वर्धते एवं च बालानामपि आनन्दः वर्तते अतः क्रीडा इत्यादिकमपि मनोरञ्जनार्थं कर्तुं शक्यते तेन देहभारः अपि न्यूनः भवति एवं च मानसिकं स्वास्थ्यमपि वर्धते